पठनैः सह याः अस्माकं विद्यालये पाठ्येतरक्रियाः भवन्ति तेषाम् अपि अस्माकं जीवने बहुमहत्त्वम् अस्ति अस्माकं विद्यालये अपि बहवः पाठ्येतरक्रियाः भवन्ति यथा समूहगायनप्रतियोगिता नृत्यं शास्त्रप्रतियोगिता शलाका वीथीनाटकं व्याद्मिण्टन् स्पर्धा भिन्नाभिन्नासु क्रीडासु भिन्नभिन्नाः एव पुरस्काराः एव भवन्ति तथा अस्माकम् उत्साहवर्धनस्य कृते एतासां स्पर्धा स्पर्धा एव भवति तस्मिन् बहवः पुरस्काराः अपि प्राप्तुं भवति तत् तथा च मह्यं अहम् अपि समूहगायनप्रतियोगितायां भागः भागः गृहीतः तस्मिन् मामपि पुरस्कारं प्राप्तम् अभूत् तस्मिन् माम् पञ्चशतं रूप्यकाणि तथा च शिल्ड् अपि प्राप्तम् अभूत्